संस्कृतभाषायाः वैशिष्ट्यं भवति सा विश्वस्य प्रथमभाषा वैज्ञानिकतायुक्ता तथा सुस्पष्टदेवभाषा एव संस्कृतभाषा विश्वस्य तर्कसम्मतभाषा संस्कृतं केवलमात्रं भाषा न अपि तु संस्कृति संस्कारः एव विश्वस्य कल्याणं शान्तिः सहयोगः एवं वसुधैवकुटुम्बकं पुनः कृत्रिमबुद्धिनिमित्तम् उपयुक्तभाषा संस्कृतभाषा इति संस्कृतभाषायाः वैशिष्ट्यं भवति ये संस्कृतं पठन्ति तेषां स्मरणशक्तिः अपि वर्धते धार्मिकभावना अपि वर्धते अतः संस्कृतभाषायाः महत्त्वम् अस्ति एव वैशिष्ट्यम् अस्ति